अहम् इदानीम् उजिरे इति ग्रामीणभागे वसामि उजिरे इत्यस्य प्राक्तनं नाम उच्चभूतिः इति धर्मस्थळं निकषा दश किलो मीटर् अभ्यन्तरे उजिरे इति ग्रामः अस्ति उजिरे इत्युक्ते प्रायः कर्नाटकराज्ये अत्यन्तं प्रसिद्धं स्थलं यतः अन्यान्यप्रदेशेभ्यः छात्राः अत्र आगत्य अध्ययनं कुर्वन्ति शिक्षणकेन्द्रम् उजिरे इति कथयन्ति अत्र आगतानां छात्राणां कृते अध्ययनार्थं सर्वविधव्यवस्थाः अत्र वर्तन्ते अत्र गुरुकुलव्यवस्था अस्ति सिद्धवनगुरुकुलम् इति वर्तते तत्र छात्राः उशित्वा महाविद्यालयं गत्वा अभ्यस्यन्ति प्राथमिकशालास्सन्ति प्रौढशालास्सन्ति आङ्ग्लमाध्यमशालास्सन्ति कन्नडमाध्यमशालाः अत्र वर्तन्ते पदवीपूर्वमहाविद्यालयाः अत्र सन्ति एवमेव पदवीमहाविद्यालयः स्नातकोत्तरपदवीमहाविद्यालयाः अपि अत्र सन्ति एतदतिरिच्य पुनः प्रकृतिचिकित्सा एवमेव योग अध्ययनार्थम् एकः महाविद्यालयः अत्र विशेषतया विराजते एवमेव तान्त्रिकमहाविद्यालयः अपि उजिरे प्रदेशे वर्तते अनन्तरम् अस्मिन् प्रदेशे स्वोद्योग स्वोद्योगं कर्तुं ये इच्छन्ति तेषां कृते विशेषतया शिबिराणि अत्र आयोज्यन्ते रूट् सेट् इति वयं वदामः तत्रापि बहवः आगत्य उशित्वा अन्यान्यविषयम् अधीत्य पुनः गच्छन्ति एवं विशेषतया शिक्षणकेन्द्रम् इति यद्वदामः अत्र उजिरे प्रदेशे छात्राणां सौलभ्याय सर्वविधाः व्यवस्थाः अत्र सन्ति छात्रावासाः वर्तन्ते उत्तमभोजनव्यवस्था अत्र वर्तते अन्यान्यप्रदेशेभ्यः ये छात्राणां पितरः आगच्छन्ति तेषां कृते अपि उशि वासं कर्तुम् अत्र व्यवस्था वर्तते एवं सर्वविधाः व्यवस्थाः अत्र वर्तन्ते एवं सत्यपि अत्र शालायाः शुल्कव्यवस्था अत्यन्तं न्यूना इत्येव वयं वदामः प्राथमिकशालामारभ्य स्नातकोत्तरपदवीपर्यन्तम् एवमेव तान्त्रिकमहाविद्यालयेपि अन्येषु महानगरेषु यथा शुल्कव्यवस्था वर्तते तदपेक्षया अत्यन्तं न्यूनशुल्कव्यवस्था अत्र वर्तते बहवः विषयाः अत्र पाठ्यन्ते इत्युक्ते प्राथमिकप्रौढशालायां प्रायः सर्वत्र समानाः विषयाः पाठ्यन्ते परन्तु पदवीस्तरे कलाविभागे वाणिज्यविभागे कम्प्यूटर् सैन्स् विभागे एवम् अन्यान्यविषयाः वर्तन्ते विज्ञानविषयाः सन्ति कलाविभागे तु संस्कृतम् अर्थशास्त्रम् इतिहासशास्त्रम् पत्रिकामाध्यमम् एवम् अनेके विषयाः अत्र सन्ति एवं बहवः छात्राः अत्र आगत्य सम्यक् अधीत्य तद्वारा उत्तमप्रजाः यथा भवन्ति तथा तादृशसंस्काराः अपि अत्र उपलभ्यन्ते तथा कृत्वा शिक्षणं पूरयित्वा अन्यत्र गच्छन्ति